अहं जननी एका समाजिककार्यकर्त्री पुनः एका शिक्षिका एवं बहुविधरूपेण कार्याणि कृतवति तत्र अधिकं धन्यतां सर्वत्रापि धन्यताम् अहं प्राप्तवती इत्येव चिन्तयामि किन्तु विशेषरूपेण सम्स्कृतशिक्षणं कृत्वा ये जनाः झटिति अनुक्षणम् अस्माकं पाठनं शृत्वा अनुक्षणं संस्कृतस्य संभाषणम् आरभन्ते तद्दृष्ट्वा मम जन्म धन्यः इति अहं सर्वदा भावयामि आधुनिकसमाजे इदानींतनकाले स् सर्वविधाः जनाः सन्ति सर्वेषु क्षेत्रेषु बहुविध कार्याणि कुर्वन्ति तन्त्रज्ञाः वैद्याः एतादृशाः शिक्षकाः अपि सन्ति किन्तु भिन्न भिन्न विषयान् ते पाठयन्ति किन्तु इदानीं ये संस्कृतं पाठयन्ति संस्कृत शिक्षकाः अथवा संस्कृत शिक्षिका इति नाम शृत्वा एव सर्वे अपि बहू गौरवं दर्शयन्ति प्रकटयन्ति गौरवभावेन पश्यन्ति पुनः पाठन समये अपि यद्यद्वयं वदामः तत् सर्वे अपि आनन्देन पठन्ति स्वीकुर्वन्ति जीवने आचरणे अपि स्थापयन्ति सर्वेषां मनः अत्रैव लग्नः भवति इति लग्नं भवति इति कारणेन अत्रैव मम धन्यतां अहं चिन्तयामि